वयं भारते क्रीडितानां क्रीडानां प्रकारं द्रष्टुं शक्नुमः अन्ये च क्रीडकाः तस्मिन् स्थले गच्छन्ति तथा च कबड्डी उत कुदद्दीर् घण्टा घण्टा तथा च भिन्नप्रकाराः क्रीडाः वयं द्रष्टुं शक्नुमः क्रिकेटः बेड्मिण्टनः वालिबाल् टेनिस् दीर्गाकुट् प्लेटा थ्रौ कन्दुकं च द्रष्टुं शक्नुमः क्षेपणं तथा च बह्वयः भिन्नाः प्रकाराः क्रीडाः वयं द्रष्टुं प्राप्नुमः परन्तु अस्मिन् क्रीडने क्रीडा क्रीडनं तस्य भिन्नाः भिन्नाः नियमाः सन्ति अतः सप्त क्लियार्ट्स् खो खो सन्ति अष्ट क्रिडकाः अष्टक्रीडकाः धावन्ति गच्छन्ति अर्थात् ग्राहकः ग्रहणकर्ता ग्रहणकर्ता च उपविश्य अतः क्रीडकाः धावन्ति नियमानुसारं मध्ये एकः कप्तानः भवति दश च क्रीडकाः सन्ति तेषां कृते यत्र गच्छन्तु कथ्यते तत्र गच्छन्तु कथ्यते अर्थात् महत्त्वपूर्णां क्रीडाम् आफ़् इण्डिया इस् वेस्टलिङ्ग् अस्य महत्त्वं कथ्यते अतः अहं कामये यतः सर्वे एतां क्रीडां क्रीडन्तु